हरि ओं शशाङ्कः अधुना समयः द्विवादनमिदानीं बुभुक्षा बा बाधते भोः कुत्र उतत्मं भोजनं लभ्यते वदतु तस्य एकं तु स्मरतु अत्र समीपं समीपेव भवेत् भोजनशाला परम् अहं गत्वा खादापि तत्र इति तु नास्ति यदहम् अतीवकार्यव्यस्तः अस्ति अस्मि तस्य भोजनशालायाः तत्र ग्राहकाणाम् उत्तमं फ़ीड् बेक् परिषुष्टी दानं सम्यक् भवेत् न्यूनातिन्यूनं पञ्च अङ्काः तदर्थं भवेत् तादृशी भोजनशालामेव मह्यं सूचयतु याप् किमस्ति तत्र कथं कः आनयति वा भवान् आगन्तुं न शक्नोति तर्हि एकं कार्यं करोतु अल्पमूल्येन किम् एप् भोजनं मम गृहं प्रति आनयति यदि तस्याः शालायाः तादृशी सेवा उपलभ्यते तादृशमेव जनं मम गृहं प्रति प्रेषयतु अस्तु तेन मूल्यं न्यूनमपि भवति धन्यवादः